नमोनमः श्रुति किमस्ति सर्वं सम्यक् प्रचलति खलु अद्य भवत्याः कार्याणि अत्र सम्यक् अभवत् किं मुखे किमपि अस् मुखे मानधनम् अस्ति वा अन्यत्र गन्तुम् अन्यत्र गच्छति चेत् अतः अधिकं धनं प्राप्नोतीति वा एवं प्रतिवर्षं वा प्रतिमासे वा कदापि मध्ये मध्ये एवमेव अ धनं करोमि चेत् किं भवति भो किम् एवं नास्ति भो अस्माकम् एकत्र उद्योगकारी तत्र अस्माकं किमस्ति योगदानमस्ति खलु ह तदपि धनस्य विषये चिन्ता अस्ति भवत्याः इतोपि भवत्याः कृते दातुं शक्यते किन्तु भवती सम्यक् श्रद्धया तदापि इतोपि अस्माकं कृते अस्माकम् तिक्ते अस्माकं संस्थायाः कृते इतोपि इतोपि भवत्याः कर्मणा बहु सम्पादनं करणीयमस्ति खलु भवत्याः यद् भवत्याः आगमने कृतवती तदेव इदानीं करोति खलु तदानीं यदा तदा ब धनमस्ति इदानीमपि तदेव एवं चेत् भवत्याः धनं दाने अस्माकं श्रद्धा कर्तुं शक्यते भवत्याः तत्र क्लेशाः किमपि अनुब अनुभवन्ति वा अ कारणम् एवमेवं चाञ्चल्यम् इति भवति हा अस्तु अस्तु भवती ददामि धनं ददामि तथापि भवति चिन्तयन्तु अस्माकम् अत्र कार्यक्षेत्रे तिष्ठति चेद् भवत्याः अत्र कर्मं सम्यक् कर्तुं शक्यते तथापि भवत्याः उद्योगविषये ब अन्यस्थानान्तरेषु अधिकाधिकम् अग्रे अग्रे गन्तुं शक्यते तदर्थम् अत्र व्यवस्था सर्वमस्ति अवसरः अस्ति चेत् अस्ति भो तद् जानाति खलु इदानीं नूतननूतनायाः संस्थायाः पुरतः गच्छति चेत् कुत्रापि भवत्याः काण्ट्रिब्यूषन् योगदानं कर्तुं शक्यते वा अस्माकं जीव जीवितलक्ष्यमपि अस्ति अस्माकम् एतादृशः चाञ्चल्यमनः त्यक्तव्यः खलु भवती निश्चयेन भवत्याः धनविषये श्रद्धाविषये अहं श्रद्धां करोमि भवती निश्चयेन अत्र तिष्ठति खलु एवम् एवं भवती ददामि भो तत्र तावद् भवती न चिन्तयन्तु अस्तु ददामि भवती निश्चयेन सर्वविषयेषु इतोपि श्रद्धां कुर्वन्तु अस्तु अस्तु धन्यवादः धन्यवादः